नमस्ते मम नाम देवराजः इति मम पुरतः एक विषयः अस्ति त्वं स्थानीयेषु कासु अन्तरिकक्रीडासु आनन्दं लभसे इति इत्युक्ते इन्डोर् गेम् मध्ये भवान् कस्मिन् इन्डोर् गेम् मध्ये आनन्दं प्राप्नोति इति खलु अहं आन्तरिकक्रीडासु चेस् चतुरङ्गक्रीडाम् इच्छामि चतुरङ्गक्रीडाम् एकं बुद्धिवर्धनक्रीडा अनन्तरम् अस्माकं भारतीयक्रीडा अनन्तरं चत् चतुरः चतुरङ्गक्रीडां बहु पुरा बहवः पुरातन क्रीडामपि अस्ति चतुरङ्ग क क्रीडा श्वेतवर्णं पान् अनन्तरं कृष्णवर्णं पान् इति द्वयं भवति अनन्तरं तत्र चतुःषष्ठिः किं वदामः चतुःषष्ठिः कोणाः भवन्ति कोणाः इत्युक्ते ब्लाक् चतुःषष्ठिः ब्लाक् इति भवति अनन्तरं एकैकं एकैकमपि श्वेतवर्णं अनन्तरं कृष्णवर्णम् एकं श्वतवर्णम् अनन्तरं कृष्णवर्णम् इति अष्ट अष्ट ब्लाक् किं वदमः हर् वर्टिक अष्ट ब्लाक् हरिज़ाण्टल् इत्युक्ते लम्बाकारेण अष्ट ब्लाक् अनन्तरं होरिजेण्टल् किं वदामः तादृशं एकं अष्ट ब्लाक् ब्लाक् वदन्ति तद्विहाय तत्र राजस्य प्रतिबन्धनमेव प्रमुखं चुतरङ्ग क्रीडे राजस्य प्रतिबन्धनमेव प्रमुखं लक्ष्यं राजस्य साहायार्थं राणी अस्ति कश्चन मन्त्रिः अपि वदति कश्चन राणी अपि वदति तद्विहाय ओष्टद्वयम् अनन्तरम् अश्वद्वयम् अनन्तरं हस्तिद्वयं भवति तद्विहाय अष्टसैनिकाः पाद पदातिसैनिकाः भवन्ति एतादृश विरुद्धः विरुद्धक्रीडापटुः इत्युक्ते आपोसिट् गेमर् आपोसिट् प्लेयर् तेन तेन समीपमपि एतादृश अष्टपदातिसैनिकाः अनन्तरम् एकः राजा एकः मन्त्रिः वा नो चेत् एका राणि वा भवति तद्विहाय द्वे उष्ट्रं भवति द्वे अश्वः भवति द्वे हस्ति भवति तादृशं भवति तदेव चतुरङ्गः चतुरङ्गक्रीडां क्रीडामः चेत् अहं बहु आनन्दम् अनुभवामि